हरि ओम् वदतु अहम् अत्रैव मित्रं मिलितुं आगतवान् अस्मि नास्ति भोः अत्र त्वरा आसीत् तेन आहूतं सहाय कर्तव्य खलु मित्रं खलु अहं सा कुत्र पुत्री तां किञ्चित् उत्थापयतु कीयत्पर्यन्तं सा निद्राति सहायं कर्तुं वदतु मया बाह्यकार्याणि अपि द्रष्टव्यानि खलु भोः किञ्चित् पात्रक्षालनादिकं कर्तुं शक्नुवन्ति भवत्या सह मिलित्वा पाठयतु तस्यै अपि कति दिनानि लघ्वी इव भवति ज्येष्ठा तु भवति खलु तथा मया उक्तं वा न न आगच्छन् अस्मि मार्गेव अस्मि अस्माकं भगिनी आसीत् खलु पार्श्वगृहस्था परिचिता तस्यै पुत्र जनित इति अत न भोः भवतीं सूचयितुम् उक्तवन्त अत मया सूचितिं तावदेव भवती श्रान्तिर्वर्तते वा किमर्थं किं जातम् अस्तु मिलित्वा बहु कार्यं कर्तुं न गच्छतु अहमागच्छन्नेव अस्मि फलानि खादतु जलं पिबतु एकं पश्यतु मम कार्याणि बहूनि सन्ति विद्युत् बिल् अस्ति तत्र धनं स्थापनीयमस्ति कार्यालये अस्माकं फ्याक्ट्रि अस्ति खलु अस्तु भवति आदौ शालां प्रेशयतु पाकादिकं कृत्वा पश्चात् गृहकार्याणि मिलित्वा कुर्म अस्तु भोः आगच्छन् अस्मि आगच्छन् अस्मि हा आगच्छामि तान् पुत्रीं पुत्रं सर्वं शीघ्रम् उत्थापयतु एतावत् निद्रां किमर्थं कुर्वन्ति शालार्थं गन्तव्यं खलु पश्यतु अस्माकं काले वयमेवम् आस्मः वा गमनसमये तु बहु प्रात काल आसीत् समय न जात इति मया न उत्थापितम् अधुना उत्थापयतु अस्माकं काले वयम् एवम् आसन् वा शीघ्रं विद्यालयं प्रति गन्तव्यमिति पाठयतु किञ्चित् उत्थापयतु शीघ्रम् अस्तु आगच्छामि अस्तु अस्तु करोमि आगच्छन् आगच्छन्नेव अस्मि